हा नमस्ते महोदय हा हो कुशलः पाठः करणीयः खलु अस्मिन् सप्ताहे विरामं समाप्य आगतवान् सप्ताहे किं किं पाठनीयम् इति एकवारं चिन्तनीयम् मया अपि किमपि न चिन्तितमेव विरामकाले सर्वं विस्मृतं किं करणीयमित्यपि इदानीं किञ्चित् चिन्तनीयं किं कुर्मः अस्मिन् सप्ताहे

हा आ हा हा

हा हा हा ओ अस्तु होबा ओ इ दिनद्वम् तत् कार्यम् ओ एवं वा ओहो

इदानीं तत्र एवमेवं संस्कृतस्य उत अन्यदपि दत्तमस्ति अस् अस्माकं कृते किम्

ओ एवमेवमेवम् कृपया आगतमस्ति हा हो हा हा हा हो हा एवम् एवम् हा हा एवम् एवम् एवम् एवमेवम् एवं द्वयं कर्तरि चिन्तनीयम् एकं तु पाठदृष्ट्या एकं चिन्तनीयं भवेत् इत्यादि द्वितीये तु ऐ के एस् पाठमपि अस्ति तेन सह प्राजेक्ट् एकस्य वर्षस्य तर्हि प्राजेक्ट् स्वीकरणीयं भवेत् हा आ ओ एवम् एवम् एवम् ओ दाक्टिविटि ओहो हा हा एवं एवम् ओहो एवम् एवम् तर्हि कोपि न विषयः अस्माभिः निश्चेतव्यः येन येन किञ्चित् चयनं भवेत् खलु अस्माकं विषयस्य किमपि तस्य अद्यत्वे तस्य प्रयोजनं भवेत् अन्यथा यत् ऐ केस् जनाः न स्वीकुर्वन्ति वा किं प्रयोजनम् इति पृच्छन्ति अतः तथा कः विषयः भवितुम् अर्हति इति अस्माभिः चिन्तनीयम् हा अन्यथा तु क्लेशः भवति अतः बहवः जनाः तत्र एवम् आवेदनं प्रेषयन्ति तन्मध्ये अस्माकं तत्र चयनं भवेत् अस्माकं विषयस्य अतःअतः यतः यदि न भवति पुनः अस्माकं कृते एव क्लेशः तत् कुर्वन्तु एतत् कुर्वन्तु इति किमपि अन्यद्वदन्ति तत्र भवतां कृते वर्क् अवर् न्यूनं भवति यदि प्राजेक्ट् नास्ति इति किं किमपि सर्वं कार्यम् उपरि स्थापयन्ति अनन्तरम् अतः एतादृशं किमपि यदि प्रक्षामः किमपि एतादृशं प्राप्यते चेत् सुलभं भवति अस्माकं शिरोवेदना न भवति एवं चिन्तयामः तर्हि कदाचित् सः परश्वः एकवारं मिलित्वा अहं श्वः तु परश्वः शक्यते सः अपराह्ने तु समयः अस्ति खलु सः किमपि आम् आम् यदि अत्र चर्चां कुर्मः कृत्वा कः विषयः पाठविषये किं करणीयम् इति चिन्तयामः तर्हि हा ओ एवम् अस्तु हो हो एवं कति छात्राः असि कति छात्राः वर्तन्ते ह ह ह

ओ तदपि अस्ति हा हा हा एवम् ओ ओ एवम् इति चिन्तनीयम्

अस्तु अस्तु

अस्तु अस्तु अस्तु अस्तु अस्तु एवमेवमेवं हा किञ्चित् विस्तरेण चिन्तयामः इदं सर्वम् हा तर्हि श्वः एव उपविश्य घण्टाद्वयं सर्वं समाप्य एवम् एवम् एवम् अस्तु अस्तु आम् आम् श्वः आगच्छामः अस्तु अस्तु तर्हि आम् अस्तु